आं वदतु किं किं हा गृहं निर्मितवति वा हा तर्हि हा तर्हि सहायं वा चित्रमस्ति परन्तु कथम् अपेक्ष्यते

हा हा

आं तर्हि शयनप्रकोष्ठे तथा पाकगृहे हा यद् तद् द्वे प्रकोष्ठे सन्ति इति उक्तवती खलु भवती प्रकोष्ठद्वयमस्ति खलु तत्र तद् तत्र द्वयोरपि एकमेव चित्रमपेक्ष्यते वा किं भिन्नभिन्नमपेक्ष्यते भवत्याः प्रकोष्ठे एव अद् अन्यः अन्यः अन्यः एकः अस्ति खलु तत्र का अस्ति कापि अस्ति वा न्यूनं धनमपि यद् अस्ति तर्हि अस्तु भवत्याः आम् आमाम् आम् आं पुर्वं भवत्याः प्रकोष्ठं यदस्ति तत्रैव कुर्मः अनन्तरं पाकशाला पाकगृहे तदनन्तरम् अन्यद् यद् प्रकोष्ठमस्ति शयनप्रकोष्ठं तत्र कुर्मः सप्ताहात् पूर्वम् एव सप्ताहत् पर्यन्तम् आम् आं चिन्ता नास्ति परन्तु भवत्याः प्रकोष्ठे किमपि अपेक्ष्यते वा यावत् एतावत् डिज़ैन् चित्रमेव अपेक्ष्यते तर्हि तर्हि नर्तिकायाः भावचित्रं किञ्चित् अतः यत् स्थापयामः वा हा किं भावचित्रं स्थापयामः वा किं चित्रं निर्माणयेत्

हा हा तर्हि पाकशालागृहे पाकशाला तत्र किं तद् पाकं पाकं पाकं कर्तुं कानि सा वस्तुना वस्तूनि अपेक्ष्यन्ते तानि स्थापयामि चिन्ताम् आं तर्हि अग्रिमे किम् आम् आमां सः ते श्वः गृहं कुत्र अस्ति गृहम् आमां तर्हि सरि सरि अस्तु आगच्छामि हा धन्यवादः दा रां राम्